नमो नमः महोदयः मम नाम शिवः अहं महोदय अहं श्रुणोमि पुर्वमेव किञ्चिद् भवान् योगः पाठयति अस्तु तु अहं जयपुरे निवसामि इदानीं महोदयः अहं पठ पठामि आचार्य प्रथमवर्षे अहं प्रवेशम् अकरोत् महोदयः भवतः पाठयन्ति अहं श्रुणोमि योगविषये किञ्चिद् जानामि आं महोदय योगः विषये किञ्चिद् योगासनाः सन्ति किञ्चिद् लाभं लाभम् अस्ति महोदयः द्वयोः शुल्कं यदि भवान् अस्तु अस्तु महोदय् तर्हि अहं तु भवतः समीपे आगमा आगता आगतात् पश्चात् अहं पाठयां पठामि भवा इदानीं तु अहम् अस्मि परञ्च मम मित्राणि वी वी मम पार्स्वे प्रश्नानि पृच्छन्ति तेषामपि इच्छा अस्ति अस्तु महोदयः वयम् आगमिष्यामः परञ्च शुल्कं तु भवन्तः महोदयः भवान् स्वय प्रारम्भं करोतु अस्तु महोदयः किञ्चित् लाभं

अस्तु महोदयः धन्यवादः धन्यवादः महोदयः प्रणमामि